स्वसहायसमूहस्य विषये मम मतं बहु उत्तमम् इति भासते किमर्थम् इत्युक्ते स्वसहायसमूहः महिलाभ्यः बहुविधानि सहायं कुर्वन् सहायं करोति महिलाभ्यः कदा अवश्यकम् अस्ति खलु ताः सर्वाः किञ्चित् धनं सेविङ्ग्स् रूपेण एकत्र ए इन्वेस्ट् कुर्वन्ति तत् तद् ताभ्यः कदा आवश्यकं खलु तदा उपयोगं कर्तुं शक्यते सर्वाः महिलाभ्यः अपि तद् एकम् उत्तममार्गः भवति अस्ति चेत् धनं सर्वदा अपि नष्टं नास्ति चेत् यदि किमपि रूपेण उपयोगमेव भवति परन्तु अहं वयं तत्र एकम् अकौण्ट् मध्ये सेविङ्ग्स् रूपेण सेविङ्ग्स् रूपेण इन्वेस्ट् कुर्मः चेत् तद् कदा आवश्यकं खलु तदा उपयोगं कर्तुं शक्यते ततः स्वसहायसमूहः बहु बहुरूपेण उपयोगमेव अस्ति तद् उपयोगं करणमपि बहु उत्तममेव इति मम मतं इति वा इतोपि एकः प्रश्नः इत्युक्ते महिलाभ्यः उद्योगार्थम् उत्तमः अवसरः अवसराः उत्तमाः अवसराः बहु सन्ति तद् किम् उद्योगं करणीयम् इति महिलाः एव अव् डिसैड् कर्तुं शक्यते ताभ्यः उत्तमाः अवसराः इत्युक्ते ताः किं पठितुम् इच्छन्ति तस्य बेस्डेव ते उपयोगं कर्तुं शक्यते द उद्योगम् इत्युक्ते ताः गृहस्य कार्यं कर्तुं शक्यते अनन्तरं पाठनं कर्तुं शक्यते अनन्तरं चालनकार्यमपि कर्तुं शक्यते तथा बहुविधानि सन्ति किम् उद्योगं चूस् करणीयम् इति ताः एव डिसैड् कर्तुं शक्यते अतः तद् तेषां तासां प्रियोरिटीस् प्रियोरिटीस् बेस्ड् ताः चिनोतुं शक्यते अतः स्वसहायसमूहः अपि बहु उपयोगः सन्ति अनन्तरं महिलाभ्यः उत्तमाः अवसराः बहु सन्ति ताः तासाम् अवश्यकम् अनन्तरं ताः किं पठितवत्यः खलु तस्य बेस्ड् ताः चिनोतुं शक्यते इति मम मतम् अस्ति